यदा अहं अस्माकं ग्राम्यसमुदायात् बहिः यात्रार्थं गतवान् अस्मि तदा महान् सन्तोषः जातः वार्तालापं कृत्वा भजनं कृत्वा विविध विविध अनुभवं परस्परं वितरणं कृत्वा सन्तोषेन वयं गच्छामः सः अनुभवः बहु विशेषः भविष्यति अनन्तरं वर्षे एकवारं वा द्विवारं वा वयं तथा गच्छामः किमर्थम् इत्युक्ते अन्ये अन्यसमये वयं भिन्नप्रदेशे वसामः परस्परं वार्तालापं कर्तुं समयः न भवति एतद् निमित्तं अस्माकं मेलनं भवति तदर्थम् एषः महान् सन्तोषः अनुभवः